सर्वे जनाः मिलित्वा उत्सवं कर्तुं कश्चन धार्मिकः सामाजिकः कार्यक्रमः बह्व्यः एव सन्ति कानिचन सन्ति तेषु कानि इत्युक्ते इदानीं किं चिन्तयामः इत्युक्ते एकादशी इति भवति पञ्चदश दिनानन्तरम् एकवारम् एकादशी इति भवति खलु तदा देवस्थाने भजनां कुर्वन्ति तत्र भजनां कर्तुं बह्व्यः एव आगच्छन्ति पुरुषाः अपि आगच्छन्ति स्त्रीजनाः अपि आगच्छन्ति एवं बह्व्याः मिलित्वा कुर्वन्ति चेत् तादृश सभायां कृते अथवा तादृश कार्यक्रमं कृते किं वदन्ति इत्युक्ते धार्मिककार्यक्रमः अथवा सामाजिककार्यक्रमः इति वदन्ति तथैव किमपि उदाहरणार्थम् इदानीं श्रावणमासम् आगच्छति खलु तदा हिन्दुजनानां कृते श्रावणमासः पवित्रः पवित्रम् इति चिन्तयित्वा श्रावणमासे प्रवचनम् आरम्भं कुर्वन्ति एकमास समापनपर्यन्तं तदा एकः स्वामीजी आगच्छति सः प्रवचनं कर्तुं प्रारम्भं करोति तत्र बह्व्यः एव आगच्छन्ति प्रवचनं श्रोतुं तदपि धार्मिककार्यक्रमः इत्येव उच्यते अथवा सामाजिककार्यक्रमः इत्येव उच्यते किमर्थं चेत् तत्र बह्व्याः मिलन्ति एकत्र मिलित्वा धार्मिकचिन्तनं कुर्वन्ति तथा धार्मिकमेव स चिन्तयन्ति पुनः अहम् एवमेव देवस्थानस्य जीर्णोद्धारणकार्यं वा भवतु अथवा देवस्थाने किमपि विशेषपूजा वा भवतु अथवा योगासनस्य किमपि कक्षा वा भवतु सर्वेपि मिलित्वा कुर्वन्ति तत्रापि सर्वेषामपि दायित्वं भवति एकस्य सर्वेषामपि मेलनदायित्वं भवति चेत् इतोपि एकः योगासनं पाठयति तथैव किमपि भोजनकार्यक्रमं वा भवतु अथवा देवस्थानस्य जीर्णोद्धारण कार्यक्रमे बह्व्याः मिलन्ति चर्चां कुर्वन्ति किं कुर्मः किम् उद्धर्तुं शक्यते कथं वयं जीर्णोद्धारं करणीयम् एवं सर्वं चिन्तयित्वा सा एतेषां किं वदन्ति इत्युक्ते सामाजिकचिन्तनम् इति वदन्ति अथवा धार्मिकचिन्तनम् इति वदन्ति समुदायरूपेण अहम् एवमेव उत्सवं कर्तुम् इच्छामि इत्युक्ते एवमेव देवः देवस्थानस्य जीर्णोद्धरं वा भवतु अथवा प्रवचनं कारणं वा भवतु अथवा वचनं कथनं वा भवतु भगवद्गीता पठनं वा भवतु वेदमन्त्रपठनं वा भवतु एतानि अपि सामाजिककार्यक्रमानि इत्येव उच्यन्ते अथवा धार्मिककार्यक्रमाणि धार्मिक सभा इत्येव उच्यन्ते